कृषिकाः ये भवन्ति ते पूर्वं स् सर्वेषां गृहे गवां पालनपोषणादिकं कुर्वन्ति स्म किन्तु अधुना अधुनाधुना ग्रामे विद्यमानाः अपि गां न पालयन्ति गृहे धेनुं न संस्थापयन्ति यतः तत्र तैः अपि किञ्चित् कमर्शियल् रूपेण तत्र चिन्तनं चिन्तनं तैः क्रियते तत्र यत् क्षीरम् अस्माभिः अन्यत्र दीयते तस्य तु धनम् न्यूनं धेनूनां कृते यः आहारः अस्माभिः दीयते तस्य तु धनं मार्केट् मध्ये अधिकम् इति कृत्वा तत्र धेनूनां पालनं बहु कष्टम् इति विचिन्त्य यः कोपि तत्र यः कोपि इति न केचन तत्र ग्रामेषु अपि गवां पालनं त्यक्तवन्तः किन्तु गवा यत् गोमूत्रं गोमयादिकं प्राप्यते तेन कृषकाणाम् एव बहु सौलभ्यं यतः तैः अधुना रासायनिकगोबरं संस्थाप्य सर्वं कृषिकार्यं क्रियते किन्तु इदं इदमिदानीं प्रप्रथमं तु रासायनिकगोबरं बहु सम्यक् रीत्या प्रतिफलं प्रयच्छति तत्र बहु सम्यक् फलादिकं प्रयोजनं प्राप्यते एव किन्तु का गच्छता कालेन तत्र भूमेः हानिः तस्य रासायनिकगोबरात् सम्भविष्यति तदा इदमेव रासायनिकगोबरं यद्विद्यते तत् फलस्य नाशकं भविष्यति तत्र यत्किमपि नैव वर्धते तादृशस्थितिः अपि कदाचित् आयाति अतः रासायनिकगोबर संस्थापनं त्यक्त्वा जैविकरासा जैविक अनिलं संस्थाप्य एव कृषिकार्यं यदि क्रियते तर्हि तत्र फलम् अत्यन्तम् अधिकं भविष्यति अतः तत्र जीवामृत रसगोब्बर इत्यादिकं सर्वं कृत्वा कृषिक्षेत्रे यदि संस्थाप्यते तर्हि तत्र फलम् अत्यन्तं समीचीनतया एव आगमिष्यति इदानीं तु कृषि रिसर्च् सेण्टर्स् बहूनि सन्ति तत्र सावयवरीत्या एव जैविका जैविक अनिलस्य उत्पादनं कथं कर्तव्यम् इत्यादिकं संशोधनं क्रियते एव यदि एकवारम् ए एषः क्रमः आरभ्यते तर्हि तत्र संशोधनादिकमपि प्रचलत्येव अतः यत् अग्रे भूमेः नाशकं तं रासायनिकगोबरं त्यक्त्वा जैविक अनिलं संस्थाप्य कृषिं यदि कुर्मः तर्हि आरोग्यस्यापि उत्तमं भूमेः अपि संरक्षणं भवति इति धिया जैविकानिलस्य एव प्रयोगम् प्रयोगः अस्माभिः कृषिक्षेत्रे कर्तव्यः भवति धन्यवादाः